गृहे पाकार्थम् एल् पि जि सिलिण्डर् उपयोगं करोमि अहं तत्र तस्य सुरक्षतायाः विषये प्रथमं तु अहं पश्यामि प्रतिदिनं तस्य नालः सम्यक् योजितम् अस्ति वा इति अनन्तरं प्रतिदिनस्य उपयोगानन्तरं रात्रौ सम्यक् तस्य

तत्र यदा यदि पाकं करोमि यदा पाकं करोमि तदा अग्निवेगस्य न्यूनाति अग्निवेगः तु न्यूनातिन्यूनं भवति तथा स्थापयामि